हरि ओम् महोदय अहम् अत्र बनशंकरी पर्यन्तं गन्तुम् एकं केब् बुक् कृतवान् इदानीं तत् बहु विलम्बः दृश्यते एक मिनिट् टु मिनिट् इति पञ्चनिमेषाराभ्यः दर्शयन् अस्ति एतावत् पर्यन्तं नागतम् अत्र कुत्रापि समीपे आटो यानं मिलति वा नोचेत् कार् यानं मिलति वा मया त्वरया गन्तव्यं भवति अस्ति चेत् एकदा मार्गदर्शनं करोति वा बन्शंकरि पर्यन्तमेव गन्तव्यम् अत्र कुत्रापि मया न दृष्टं तर्हि भवान् जानाति चेत् एकदा सूचयतु धन्यवादाः